त्वया श्रोतुम् अत्यन्तम् इष्यमाणानि गीतानि कानि इत्युक्ते अहम् अधिकाधिकम् कन्नडाभाषापद्यानि तथा मलयालभाषापद्यानि तथा मराठिगीतानि अहं सर्वदा शृणोमि तत्रापि कन्नडाभाषायां विशेषतः पुरन्दरदासगीतानि एवं दासश्रेष्ठानां गीतानि अहं सर्वदा शृणोमि तत्तु अहं कदाचित् दूरवाणीमध्ये एवं च आकाशवाणीमध्ये एतानि सर्वाणि गीतानि अहं शृणोमि अतः इष्यमाणानि गीतानि कानि इत्युक्ते पुरन्दरदासवर्याणां भक्तिगीतानि एवं प्रकारेण बहूनि गीतानि तत्र सन्ति